मम प्रियगुरवः एकः शिशिकान्तकरणम् इति अन्या एका सुमित्रा वै भट्ट् इति अन्य एकः हरिहरश्रीरामशर्मा इति अत्यन्त बहु प्रियगुरुः हरिहरश्रीरामशर्मावर्यः एष महोदयः राष्ट्रप्रश राष्ट्रपतिप्रशस्तिभाजनः पञ्चभाषाकविः अद्यतन दिने अपि संस्कृते चम्पूसाहित्यं गद्यकाव्यं पद्यकाव्यं च रचनां कृतवान् महोदयस्य विषये अधिकाः जनाः न जानन्ति महोदय मेलकोटे मध्ये निवसति पञ्चभाषाविद्वांसाः कविः एतद्विषये बहवः जनाः महोदयस्य विषये जानन्तु तस्य समीपे गत्वा वार्तालापं करोतु तस्य ज्ञानं प्राप्तेतु स पालिप्राकृत इत्यादि भाषान् अपि जानन्ति लेखितुं च वक्तुं च अपि शक्य शक्नोति